एकं तु सर्वत्र एव नृत्यं कुर्वन्ति एव जनाः अस्माकं भारतीयपरम्परा वर्तते एव किमपि शुभं कार्यं कुर्मः तस्मिन् समये गीतानि मङ्गलगीतानि तथा च नृत्यानि भवन्ति एव नृत्यं कर्तुं महिलाः अधिकाः भवन्ति ते अधिकम् अधिकतया नृत्यं कर्तुं अग्रे पुरा प्रोत्साहिताः भवन्ति किन्तु पुरुषाः अपि पृष्ठे न सन्ति मम ग्रामे यदि वार्तां कुर्मः सः ग्रामस्य चेत् तत्र मम ग्रामे किं भवति प्रत्येकस्मिन् रविवासरे रात्रौ सङ्कीर्तनं भवति भजन् इत्याधिकं तत्र श्रीहरेः विष्णोः ओ नामानि नामानि तथा च तेषां भजनकीर्तनं हिन्दीभाषायां कुर्वन्तः सन्ति तस्मिन् समये नृत्यमपि कुर्मः कुर् कुर्वन्तः सन्ति ये च लघु लघु बालाः भवन्ति तान् अपि बोधयन्ति यतो हि भवन्तः अपि नृत्यन्तु तेऽपि नृत्यं निर्तनं नृत्यं कुर्वन्ति अतः नृत्यम् अग्रे नूतनजनाः छात्राः बालकाः यदि नृत्यं करिष्यन्ति चेत् संरक्षणं तु स्वतः एव भवति अतः तत् तेनाधारेण तेषाम् अपि सं संरक्षणं भवति नृत्यस्य संरक्षणं भवति तथा च अस्माकं परम्परापि भवति चेत् तत्र तस्यापि संरक्षणं भवति संरक्षणं तत्र द्विविधं भवति एकं तु नृत्यस्य द्वितीयं तु स्वपरम्परायाः अतः अस्माभिः तत्र यत् किमपि करणीयं चेत् तत् तदाधारेणैव संरक्षणविकासञ्च कियत् महत्त्वपूर्णं मंस्यन्ते वयं प्रतिपादितम् अस्ति तेनाधारणैव अस्माभिः तत् कार्यं करणीयं कर्तव्यं नो चेत् यदि नूतनानां बालकानां कृते बालानां कृते दिनं प्रेरयामः प्रेरयामः छात्रान् बालकान् प्रेरयामः चेत् तदा अस्माकं संरक्षणं संरक्षणं न भविष्यति